नमस्ते उबर् अद्य मया एकं केब् अपेक्षते तत्र मया विजयनगरतः एर्पोर्ट् प्रति गन्तव्यं तत्र कृपया ड्रैवर् कृते सूचनां ददातु यद् ड्रैवर् शीघ्रतया आगन्तव्यम् अपि च ट्राफिक् मध्ये यत्किमपि वा भवतु परन्तु एर्पोर्ट् स्ता स्थानं प्रापणीयं